ईदृशः पाकः करणीयः इति विचिन्त्य पाकस्य कृते साधनानां ग्रहणं भवति यथा ओदनं पक्वं करणीयमस्ति चेत् तदानीं तण्डुलानि स्वीकृत्य तेषां प्रक्षालनं कर्तव्यं भवति ततः परम् एकस्मिन् पात्रे जलं संस्थाप्य तद् ऊष्णं कृत्वा ओदनस्य नाम तण्डुलान् स् स् तत्र स्थापयन्ति ततः परम् ओदनम् ओदनम् भवति केचन इदानीं तु कुकर् मध्ये अपि ओदनं कुर्वन्ति किन्तु केचन पात्रे एव कुर्वन्ति अनन्तरं शाकादिकं किमपि कर्तव्यमस्ति चेत् आ अपेक्षितं शाकं स्वीकृत्य सम्यक् प्रक्षाल्य तस्य कर्तनं क्रियते एवं च अन्येषां पदार्थानामपि अत्र अपेक्षा भवति यथा तैलं लवणं शर्करा अथवा गुडः मरीचिका हरिद्राचूर्णं मरीचिकाचूर्णमित्यादीनि साधनानि नाम पदार्थाः अपेक्ष्यन्ते तेषामपि ग्रहणम् अस्मिन् समये एव कर्तव्यं भवति ततः परमेव पाकः आरम्भणीयः अन्यथा किं भवति पाकः आरम्भणीयः आ पाकस्य आरम्भः जातः ततः परं यदि ज्ञायते ओ हो अत्र अहं पदार्थः नास्ति इति तस्य अन्वेषणार्थं गच्छामः चेत् अग्नौ यत् संस्थापितमस्ति तस्य ज्वलनं भवति अतः आदावेव सर्वाः सामग्र्यः सर्वाः सामग्र्यः तत्र भवन्ति वा अस्ति वा सर्वं स्वीकृतमस्ति वा इति द्रष्टव्यं भवति एवं च जलम् अनन्तरं पात्रविशेषः नाम चमसः इत्यादि सर्वमपि तत्र अस्ति वा नास्ति इति द्रष्टव्यं भवति पाकः यदा क्रियते तदानीं मनः शान्तः शान्तं भवेत् अन्यथा पदार्थे किमपि न्यूनं भवति अथवा अधिकमपि भवति यथा त्वरा यदा भवति तदानीं पदार्थस्य किमपि रुचौ भेदः दृश्यते लवणं कुत्रचित् अधिकं भवति अथवा शर्करा अधिका भवति एतादृशमपि दृश्यते अतः पाककरणसमये मनः अपि शान्तं भवेत् एवं च सर्वे पदार्थाः सम्यक् रीत्या तत्र तेषां ग्रहणं भवेत् तेनैव पाकः सिद्ध्यति